चारणार्थम् उपयुक्तानि साधनानि अनेकानि मम समीपे सन्ति उदाहरणार्थं प्रथमं विलक्षणपादरक्षा अपेक्षते यत् प्रत्यहं वयम् उपयुञ्ज्मः सा पादरक्षा तत्र न पर्याप्ता भवति विलक्षणपादरक्षा यत् पर्वतारोहणार्थं जलादिषु चलनार्थं यथा न नश्यति यथा जलस्य अन्तः प्रवेशः न भवति यथा कीटादीनां दंशनं भवति चेदपि अस्माकं क्षतिः यथा न भवेत् तादृशं वस्त्रं पादरक्षा एवम् उपरि पर्वतारोहणार्थं अयसः दण्डविशेषः काष्ठमयदण्डः तत्र पर्याप्तो न भवति यतोहि कदाचित् तस्य त्रुटिरपि भवितुमर्हति तेन अस्माकम् अधःपातः भवति अतः काष्टमयदण्डः अत्यन्तम् उपयुक्तः लोहमयदण्डः तत्र अत्यन्तम् उपयुक्तः अस्ति एवं मध्ये मध्ये अस्माकं रात्रौ चारणं न सम्भवति इति कृत्वा यत्र कुत्रापि वासार्थं लघुगृहनिर्माणं कर्तुं तत्रा वस्तु प्लास्टिक् गृहविशेषः भवति तस्य स्वीकरणम् एवं बहुकालं बहुकालपर्यन्तं चारणं भवति इति कृत्वा मध्ये आयासः भवति इति जलपानार्थं कूपविशेषः आहारार्थम् आहारविशेषाः सर्वदा मया स्वीक्रियन्ते स्वीकृत्य तत्र स्यूते संस्थाप्य मया चारणार्थं गम्यते